दूरदर्शने मम इष्टतम पाकवाहिन्यः चन्दनवाहिन्यः भवति आहा एन्ता रुचिः इति तत् अहम् तस्मात् किं ज्ञातमित्युक्ते आरोग्यकरम् आहारमेव खादनीयं यथा शाकस्य बहु उपयोगं कर्तव्यं बहिः यत् आपणे मिलति तद् सर्वं किञ्चिदेव उपयोगं करणीयम् तेन आरोग्यं सम्यक् न भवति गृहे एव कृत्वा खादने बहु रुचिः अपि रुचिरपि भवति आरोग्यमपि भवति यथा आरोग्यं रक्षणीयं तथा आहारं खादनीयम् अनन्तरं पौष्टिकयुक्तं का आहारं खादनीयम् यथा मेथी पालक् मूलकं हिण्डीरः तुम्बीफलम् बिट्रूट् वृञ्जनं तत्सर्वं पौष्टिकमस्ति तस्य उपयोगं कर्तव्यं निम्बूफलं तस्यापि उपयोगः कर्तव्यः आरोग्यं कर्यद् रक्षणीयं तथा वयम् भाव्यम्